रामायणं महाभारतं च भारतीयसंस्कृतेः इतिहासस्य च महत्त्वपूर्णाः भागाः सन्ति एतेषां महाकाव्यानां कथाभिः पात्रैः सन्देशैः च वयं भारतीयसंस्कृतेः मूल्यानां धार्मिकतायाः नैतिकतायाः च अवगमनम् अवगमनं प्राप्नुमः भारतीयं इतिहासस्य साहित्यस्य च विकासे तेषां भूमिका महत्त्वपूर्णा अस्ति एतेषु काव्येषु भारतीयसभ्यतायाः आध्यात्मस्य च अद्वितीयपक्षः प्रतिबिम्बितः अस्ति रामायणं संस्कृते वाल्मीकिरामायणम् इति नाम्ना प्रसिद्धम् अस्ति एतत् महाकाव्यं संस्कृतभाषायां लिखितम् अस्ति महर्षिवाल्मीकिना च रचितम् अस्ति भगवतः रामस्य कथा तस्य धर्मः नैतिकता अद्वैतभक्तिः च रामायणे वर्णिता अस्ति एतत् महत्त्वपूर्णं हिन्दूशास्त्रम् अस्ति यत् भारतीयसंस्कृतेः इतिहासस्य च महत्त्वपूर्णः भागः अस्ति